अहं चारणं कृतवती एकवारं कृतवती तत् बहूविशेषमासीत् तत् चारणं वयं तु अस्माकं सख्यः सखा सर्वे मिलित्वा गतवन्तः गतवत्यः आसन् तत् बहु सम्यक् आसीत् वयं कदा पठन्ति स्मः खलु अस्माकं डिग्री समये तदा गतवन्तः सन् तत् तत्र चारणसमये टेण्ट् सा टेण्ट् मध्येपि वयं वासं कृतं कृतवत्यः परन्तु बहु समयं न न कृतवत्यः किमर्थम् इत्युक्ते अस्माकं तत् समयम् उचितं नासीत् अतः वयं तत्र चारणं समाप्य तत्र उपरि गन्तुमेव किञ्चित् रात्रम् एवम् अभवत् आसीत् अतः वयं किं कृतवत्यः इत्युक्ते सर्वे अपि किञ्चित् समयं क्रीडा क्रीडां क्रीडितवत्यः अनन्तरं किञ्चित् गायनं तत्सर्वं कृत्वा इत्युक्ते अस्माकं किञ्चित् इत्युक्ते टु टु थ्री अवर्स् तावदेव वयं तत्र टेण्ट् मध्ये व निद्रितवत्यः तत् सम्यक् आसीत् तत् ट्रेण्ड् सर्वमपि सम्यक् आसीत् परन्तु किम् इत्युक्ते वयम् अरण्यमध्ये आसन् खलु अतः क तत् न्याचुरलि किञ्चित् भयं भवति एव किमपि खगः आगतवान् मृगाः आगच्छति चेत् एवं सर्वम् अस्माकं तत् भयमासीत् अतः वयम् तावत् निश्चिन्तया निद्रां न कृतवत्यः अनन्तरं किम् इत्युक्ते तत्सर्वं समाप्य इत्युक्ते वयं प्रातः काले एव उत्थाय सर्वाः अपि अनन्तरम् अधः आगतम् आगतवत्यः अनन्तरं तत् चारणं बहु सम्यक् आसीत् तदनन्तरम् अहं कुत्रापि गन्तुं न शक्तम् परन्तु तत् सम्यक् आसीत् अनन्तरं तत्र टेण्ट् मध्ये वयं कदा निद्रां कुर्वन्ति स्मः खलु बिकास् चारणं कृते अस्माकं किञ्चित् टैड् अभूत् आसीत् अतः किञ्चित् निद्रां कृतवत्यः परन्तु वयम् अस्माकं सर्वाः अपि किञ्चित् पीडनं सर्वं कृतवन्त्यः आसन् तत् अस्माकं सखा सख्याः सर्वे अतः अपि किञ्चित् एतत् भयमपि आसीत् अनन्तरं विनोदमपि आसीत् अतः वयं चारणस्य अनन्तरं टेन्ट् एतत् सर्वम् अस्माकं बहु उत्तमानुभवं तु ददन्ति सर्वमपि